स्थानीयकलाकारः स्वस्थानस्य राज्यस्य वा कलासंस्कृतेः संरक्षणाय बहु प्रकारेण प्रयत्नं कुर्वन्ति यथा गणतन्त्रदिवसः भवति एवं च विवाहाः भवन्ति तत्र स्वस्थानीयवस्त्राणि धृत्वा असप्र तस्य प्रदर्शनं कुर्वन्ति एवं च स्वस्थानीयं यत् नर्तनं नर्तनं भवति तत् दृश् दर्शयन्ति एवं च अनेन प्रकारेण स्वस्थानीयकलाकाराः स्वराज्यस्य कलासंस्कृतिं संरक्षयन्ति